वृत्तिस्थाने मह्यं कष्टसाध्यः कार्यः इति इतोपि न मिलितं किमपि अहम् इदानीं कार्यं प्रारम्भितवती किन्तु अद्ययनवसरे मह्यं कष्टसाध्यं कार्यम् इति बहु विषये भासितं तदा अहं मम मित्राणि पृष्टवती पुनः मम अध्यापकाः बहु साहायं कृतवन्तः पुनः अहं गूगल् मध्ये ये इण्टर्नेट् मध्ये सर्वं स्वीकृत्य तत् कार्यम् अहं सुलभं कृतवती पुनः मम अध्यापकाः अपि बहु सहाय्यं कृतवन्तः कष्टसाध्यं कार्यं कार्यं यदस्ति तत् सुलभेन कर्तुं ते बहु सहाय्यं कृतवन्तः पुनः मम मम मित्राणि अपि बहु सहायं कृतवन्तः मह्यं सुलभेन तत् कार्यं समापितुम्